हरि ओं नमस्ते कः वदति आम् आं महोदय

हा वदतु किं

किं कार्यं करोति ओ ओ हा जानामि

हा हा

हा हा हा अस्तु भवान् तु गायनक्षेत्रे अस्ति अन्योपि व्यवहारः अस्ति वा भवतः अन्यव्यवहारः नाम भूव्यवहारः स्वधनस्य किमपि व्यवहारः एवं किमपि अस्ति वा अन्यैः सह

अस्तु तर्हि भव भवतां परिचितेषु कोपि एवं कर्तुं शक्नोति इति भवान् चिन्तयति वा तादृशः कोपि स्यात् वा भवतां बन्धुषु अथवा भवतः परिसरे गृहपरिसरे हा एवं वा अस्तु तर्हि अग्रिम अवसरे सः यदाकदापि दूरवाणीं करोति चेत् तस्य दूरवाणीसङ्ख्यां भवान् लिखित्वा स्वीकरोतु अनन्तरम् अस्मभ्यं यच्छतु वयं सः कः कुतः दूरवाणीं करोति इति वयं पश्यामः अनन्तरं भवतः गृहे सि सि केमेरा व्यवस्था अस्ति वा

तर्हि तत्रापि भवन्तः किञ्चित् अवलोकयन्तु बहिः कोपि प्रतिदिनं समानव्यक्तिः अपरिचितः तत्र अटति वा तस्य मुखं पश्यन्तु तस्य यानस्य यदि सङ्ख्यां प्राप्तुं शक्नुवन्ति तर्हि सङ्ख्यामपि लिखित्वा स्वीकृत्य अस्मभ्यं यच्छन्तु वयं तद् अवलोकयामः कः इति अनन्तरं रक्षणदृष्ट्या वयं पश्यामः अग्रे किं करणीयम् आदौ भवद्भिः दूरवाणीसङ्ख्या अनन्तरं यानसङ्ख्या अथवा तेषां मुखस्य भावचित्रं किमपि स्वीकृत्य अस्माकं कृते यच्छन्ति चेत् वयम् अग्रिमविचारणं तत् कुर्मः अस्तु वा हा अ अस्तु महोदय धन्यवादः हा